नूतनानां पाकविधानां विधानानां विषये यदि किञ्चित् अनुमानं भवति चेत् अहम् यूट्यूब् दृष्ट्वा एव करोमि तत्र किं किं दृश्यते खलु तत् एव दृष्ट्वा अहं सर्वं नूतनपाकविधं कर्तुं प्रभवामि ततः अन्यत् तत्र आगच्छति किन्तु अहं तत् न दृश्य न पश्यामि